सनातनधर्मं परित्यज्य अन्ये न् धर्माः अन्ये ये धर्माः सन्ति नाम तत्र बौद्धधर्मः मां मोहयन्ति कारणं बौद्धधर्मे अहिंसायाः वार्ता दीयते अहिंसा परमो धर्मः इति तु अस्माकं धर्मशास्त्रे नाम सनातनधर्मे अपि लिखितम् अस्ति परन्तु तत्रापि बौद्धधर्मे अपि यदि वयं पश्यामः तत्र अहिंसायाः विषये तत्र प्राणिवधः न करणीयः पुनश्च इन्द्रियनिग्रहः इत्यादीन् स् इत्यादिषु विषयेषु बहुभिः अपि लिखितं वर्तते दर्शनेषु अपि लिखितं वर्तते एतदर्थं मया हिन्दुधर्मः अनन्तरं बौद्धधर्मस्य पुनः जैनधर्मस्य अपि जैनधर्ममपि मां मोहयन्ति कारणं तत्रापि शान्तेः एव वार्ता दीयते तत्रापि अहिंसायाः वार्ता प्रदीयते